अहमेकवारं यशोदा एवं श्रीकृष्णस्य चित्रं रचितवती तत् अत्यन्तं सुन्दरतया आगतं तत्र तद्दृष्ट्वा मा अहं महान् अनु आनन्दः प्राप्तवती तत्र यशोदा स्रीकृष्णं पालयति अत्यन्तं प्रेम्णा पश्यति तद्वत् आगतं तच्च चित्रं मम पितरौ तद् दृष्ट्वा अत्यन्तम् आनन्दम् अनुभूतवन्तः एवं च मां बहू प्रशंसितवन्तः एवमेव मम मित्राणि अपि तद्दृष्ट्वा तेषां अभिनन्दनानि मह्यं ज्ञापितवन्तः तत्र माहान् आनन्दः जा अनुभूतवती मया